कथयन्तु एवम् एवम् इदम् एकं जुवेलरि शोप् वर्तते भारते तस्य वैशिष्ट्यमस्ति भारतीयस्वर्णभाण्डागार् इति एतस्य नाम वर्तते भारतीयस्वर्णभाण्डागार् इति अस्माकमापणे बहुविधानि आभरणानि प्राप्यन्ते भवत्याः कृते कीदृशमावश्यकं किमावश्यकम् विवाहः विवाहः निश्चितः वा विवाहः निश्चितमस्ति चेत् नानाश्चेत् बहुविध आभरणानि प्राप्यन्ते विशिष्य अस्माकं भारतीयस्वर्णभाण्डागारे प्रदेशमनुसृत्यापि आभरणानि प्राप्यन्ते आन्ध्रप्रदेशस्य नो चेत् कर्णाटकराज्यस्य महाराष्ट्रराज्यस्य विवाहसन्दर्भे कीदृशानि तत्र आभरणानि वर्तन्ते तानि सर्वाण्यपि प्राप्यन्ते तर्हि अवश्यं भवती इतः स्वीकर्तुं शक्नोति भवत्याः कृते कीदृशम् आभरणं तत्र आवश्यकं वर्तते नाम किं किम् आवश्यकं किञ्चित् वक्तुमर्हति

काल्सर अस्ति अस्ति अस्माभिः प्रतिदिनं नाम मासे मासे यदा उत्सवाः भवन्ति उत्सवानुगुणम् आभरणानां निर्माणं क्रियते तर्हि नूतनमपि अस्ति बहु सुन्दरमस्ति यदा तस्य नूतनस्य धारणं क्रियते बहु सौन्दर्यं भवति एकं द्वितीयं तत्र किमपि कङ्कणादिकं यद्वर्तते तत्तु भिन्नभिन्नशैल्या तत्र निर्माणं कृतमस्ति यत् आकर्षणं भवितुमर्हति यदा विवाहार्थमागच्छन्ति ते सर्वे भवतीं न पश्यन्ति केवलं भवत्याः कङ्कणमेव पश्यन्ति तादृशं सुन्दरं निर्माणम् अस्माकम् आपणे अत्र क्रियते भवती पश्यति चेत् बहु आनन्दमनुभवति अनन्तरम् तत्र वदतु तत्र ओके भवत्याः कृते यत् दर्शने तत्र सारल्यं नाम सिम्पल् यथा भवितुमर्हति तादृशम् आभरणम् इच्छति एवं तर्हि तस्मिन् अस्माभिः किञ्चित् वेय्टेज् सम्यक्तया भारयुक्तवस्तून्यपि वर्तन्ते अत्यन्तम् अल्पभारयुक्तवस्तून्यपि वर्तन्ते तत्र ये स्वीकुर्वन्ति विभिन्नमहिलाः आगच्छन्ति अतः तासां निरीक्षानुगुणम् अत्र निर्माणं क्रियते तर्हि भवत्याः कृते यादृशमाभरणम् आवश्यकं तादृशमत्र प्राप्यते अत्र भवती वेब्सैट्मध्ये दरष् डिस्कौण्ट् अपि वयं यच्छामः डिस्कौण्ट् विषये किमस्ति इत्युक्ते विवाहनिमित्तं यदा भवद्भिः विवाहपत्रिकामानयति तदानीं पत्रिकां दृष्ट्वा अस्माभिः डिस्कौण्ट् तत्र दीयते यतो हि जनाः